मम गृहं प्रति एतत् सोफ़ा सुखासनानि अद्य प्राप्तानि महान् आनन्दः सर्वेषाम् अपि अयं वर्णः अपि सम्यगस्ति तथा च इदम् आसनं बहु मृदु अस्ति अतः सर्वेपि स्निह्यन्ति मम कृतेपि आनन्दः अस्ति कदाचित् एवमेव शयनमपि कर्तुं शक्यते अतः शय्यावदेव भवति सर्वेषाङ्गृहेषु एकैक सोफ़ा पीठं स्यादिति मम आशयः धन्यवादः